मम महाराष्ट्रराज्ये प्रमुखाः धार्मिकाः उत्सवाः बैलपुळा तद् च होली तद्नन्तरं मकरसङ्क्रमण उत्सवः इतोऽपि गुडिपाडवा नाम हिन्दुनववर्षः इति इतोऽपि बहवः सन्ति अक्षयतृतीया इत्येव नाम एते सर्वे उत्सवाः मम कुटुम्बः आचरति नाम कथमिति नाम एतान् उत्सवान् यतो हि आवाम् आचरावः आवाम् आचरावः आचरावः नाम तर्हि कथं भवति इति अस्माकं संस्कृतिः अस्माकं भारतीयपरम्परायाः इतोऽपि भेदः न भवति तद्दृष्टा न भवति इति नाम बहवः नाम गुडि पाड गुडि पाडवा नाम हिन्दुनववर्षे आं सर्वं नाम नववर्षात् ते एकं बुडि उभारणीयं तदन्तरं ध्वजम् इति तथा च मा शिव्रात्रिः इति भवति तद्नन्तरं नवरात्रिः इति नवरात्रिः नाम नवदुर्गायाः रूपं नवदिने नवरात्रिभ्यः प्रचलति नाम कथं तद् इति नवरात्रिभ्यः तस्याः देव्याः यानि रूपाणि सन्ति तस्य नाम प्रथमं शैलपुत्री ब्रह्मचारिणी इति नवदुर्गाः प्रचलति तस्याः प्रतिदिनमेव प्रतिरात्रौ एव तस्याः स्मरणं करणीयं तदनन्तरं महिषासुरमर्दिनी स्तोत्रस्यापि बहु मुख्यतया तस्य भेदः नाम बहु मुख्यतया तस्य आचरणं भवति महिषासुर्मर्दिनी स्तोत्रस्य पठनमेव करणीयं तदनन्तरं दर्बा तु आवश्यकमेव इति